हलो हलो अहं गिरीशः इति तिरुपतितः सम्भाषणं कुर्वन्नस्मि

अहं केरळं प्रति एकसप्ताहात्मकं टूर् पेक् पेकेज् तत्र गन्तुम् इच्छामि विशेषतया केरळे तिरुवनन्तपुरदेवस्थानस्य परिसरादिषु ये ये प्रेक्षणीय स्थलानि यानि यानि सन्ति तेषां सन्दर्शनं कर्तुम् अहमिच्छामि तत्र भवतां समीपे किं किं किं पे पेकेज् अस्ति इति किञ्चित् अहं विवरणानि ज्ञातुमिच्छामि वयं दशजनाः आ आगच्छामः तत्र एकसप्ताहात्मक अग्रिममासस्य विंशतितमदिनाङ्के अत्र आगन्तव्यमिति चि चिन्तितमासीत् एकसप्ताहकाल कालपर्यन्तं तत्र वयं भवामः एवम्

एवम्

एवम् एवम्

एकमेव बृहत्यानं दीयते चेत् समीचीनं भवति किमर्थमित्युक्ते सर्वेपि मिलित्वा एव गन्तुं शक्यते तदर्थम्

एवम् एवम् आहत्य एकसप्ताहस्य कृते कियत् मूल्यं भवितुमर्हति

एवम् एवम् तर्हि आ आगामिसप्ताहे वयं सूचयामः तत् कथम् इति एग्ज़ाक्ट् रूपेण वयं चिन्तयित्वा कति जनाः पुनश्च कस्मिन् दिनाङ्के इति निश्चितरूपेण आगामि सप् सप्ताहे दूरवाणीं कृत्वा वयं सूचयामः एवमेवम् अस्तु अस्तु